नमस्ते अयं विषयः अहं एकं डोमिनोज़् तः एकं वेजिटेरियन् पीज़्ज़ा आर्डर् कृतवान् तस्य आर्डर् नंबर् अस्ति त्रि टु फैव् सिक्स् अत्र गृहे किमपि अर्जेण्ड् कार्यक्रमम् आगतम् आगतम् अस्ति तदर्थम् अस्माभिः बहिः गन्तव्यम् अस्ति झटिति तदर्थम् अयम् आर्डर् केन्सेल् कर्तुम् इच्छामि अहम् तदर्थं केन्सेलेशन् रिक्वेस्ट् स्वीकरोतु अस्तु अतः आर्डर् नम्बर् त्री फोर् फैव् सिक्स् अस्ति तद् डोमिनोज़् श्रीनीवासपुरा ब्राञ्च् तत्र अस्ति अस्तु धन्यवादः